आम् अहं नलिकाजलं प्राप्नोमि यदि नलिकायां जलं नास्ति तर्हि बहिर्गत्वा कस्मिन् कूपे नद्यां च जलं आनयामि आदौ जनानां गृहे नालिकाजलस्य सुविधा नासीत् पूर्वकाले जनाः बहिर्गत्वा नदीषु कूपेषु पुष्करणीषु जलम् आनीत्वा स्वस्य विभिन्नकार्ये उपयोगम् अकरोत् अधुनातने समाजे तस्मिन् परिस्थितिः नास्ति अद्यतनीय युगे प्रत्येकस्मिन् गृहे नलिकाजलस्य सुविधा प्राप्नुवन्ति विभिन्नस्थानेषु यथा शौचालये स्नानागारे पाकशालायाम् इत्यादि स्थानेषु नलिकाजलस्य सुविधा प्राप्नुवन्ति पुरातनकाले जीवने यत् परिस्थितिः आसीत् अधुना जीवनं बहु भिन्नं स्यात् आम् नलिकाजलं स्वच्छं भवति